अहं सामान्यतया एमेज़ोन् मध्ये बुक् एक्सिबिशन् मध्ये च पुस्तकानि क्रीणामि अस्माकं नगरे प्रतिवर्षं प्रायः डिसेम्बर्मासे बुक् एक्सिबिशन् चाल्यते यत्र अनेक पुस्तकप्रकाशनसंस्थाभ्यः पुस्तकापणिकाः आगत्य अनेक विधानि पुस्तकानि विक्रीणते तस्मिन् बुक् एक्सिबिशन् मध्ये अनेकानि सेकेण्ड् हेण्ड् पुस्तकानि बहु न्यूनमूल्येन अपि लभ्यन्ते येषां मूल्यम् अन्यथा बहु अधिकं भवति अन्यानि च पुस्तकानि यानि सेकेण्ड् हेण्ड् पुस्तकानि न सन्ति तान्यपि बहिः यत् मूल्यं भवति तदपेक्षया न्यूनमूल्येन एव क्रेतुं शक्यानि भवन्ति अतः अहं प्रतिवर्षं बुक् एक्सिबिशन् गत्वा तत्र पुस्तकानि क्रीणामि